बैकिङ्ग् समूहेषु प्रवेष्टुं मार्गः अस्ति यत्र इत्युक्ते शोरूं तः रिजिस्ट्रेषन् कर्तुं शक्यते मम तु बैकिङ्ग् समूहे गन्तुम् इच्छा नास्ति अहम् एकाकी गन्तुम् इच्छामि यतो हि समूहे गमनेन तत्र बहु विलम्बः भवति पुनः यत्र डेस्टिनेषन् निर्दिष्टः भवति तत्रैव गन्तव्यं भवति पुनः संविश् समूहे कोपि कस्यचित् क्लेशः भवति सम्पूर्णसमूहः तस्य अनु अनुभवति अतः अहम् एकाकी गन्तुम् इच्छामि बैक्यानं स्वीकृत्य यत्र कुत्रचित् मया गन्तव्यं तत्र गन्तुम् अहं शक्नोमि अतः अहम् एकाकी बैक्यानं चालयितुं शक्नोमि अथवा मम पृष्टतः कमपि उपविश्य अहं गन्तुं शक्नोमि तावदेव